अहं विशेषतः शिल्पनिर्माणार्थं सर्वदापि मृत्तिकां स्वीकरोमि मृत्तिका परतया यदा शिल्पनिर्माणं भवति तद्विषये अहं तज्ञः अस्मि तत्र अस्माकं तु अस्माकं परिसरे एव बहु सम्यक् मृत्तिका प्राप्तिर्भवति इति कारणतः अन्यत्र कुत्रचिद् गन्तव्यं इति न भवति तथापि मृत् मृत्तिका संस्करणम् इति भवति तद्विषये मृत्तिका प्राप्तिः तत् तस्य प्राप्तेः समयः अपि वर्तते ब्रह्ममुहूर्ते एव मृत्तिकासंस्करणमपि कुर्यात् कश्चन पुनश्च मृत्तिका प्राप्तिरपि ब्रह्ममुहूर्ते एव क्रियते संस्करणं पुनश्च मृत्तिका परतः शिल्पनिर्माणमपि अधिकतया पुर्वाह्ने एव अस्माभिर्क्रियते केवलं मृत्तिकाविषये अहं तज्ञः इति कारणतः शिलायाः उपयोगं अधिकतया कुत्रचित् बहु पृष्टवन्तः इति कारणात् क्रियते अधिकतया मृत्तिका उपयोगमेव करोमि शिल्पनिर्माणार्थम्